नमस्ते सर् नमस्ते इदानीम् अत्र एकः सन्देहः अस्ति इदानीं हलो श्रूयते वा अस्माकम् अस्माकं छात्राः सम्यक् सन्ध्यावन्दनम् अथवा देवतायां विश्वासः इत्यादि न कुर्वन्ति तस्य महत्वं किं कथं तेषाम् एतत् आध्यात्मिकप्रगतिः देया हा वदन्तु ते सम्यक् सप्त वा एतत् प्रातः न उत्तिष्ठन्ति सप्तवादने वा अथवा सार्धषड्वादने उत्थाय शीघ्रं शीघ्रं धावन्ति कथं तेषाम् उत्थापनं भवितम् स्त्रीणां कथं सन्ध्यावन्दनस्य सन्दर्भे इदानीं तेषां ललितासहस्रनामादिकं वा स्त्रीणां कृते कथम्

इदानीं तेषां गायत्रीमन्त्रादिकं नास्ति खलु उपवासं तेषां कृते मन्त्रोच्चारणम्

आमामाम् सत्यम् अस्तु महोदय धन्यवादः अत्र ओ धन्यवादाचार्याम् इदानीं निमेषत्रयं जातं धन्यवादः महोदय